हरि ओम् नमस्ते महोदयः अहं भवतः पुत्रस्य वर्गशिक्षकाः अस्मि दिनत्रयमारभ्य भवतः पुत्रः विध्यालयं प्र प्रति न आगतवान् अतः तत् द्रष्टुं दूरवाणीं कृतवान् कोपि क्लेशः वर्तते वा किं ओ एवं हा एवं आम् आम् कामाले रोग वा परीक्षा कृतं वा इदा इदानीं कतम् अस्ति ज्वरः न्यूनः वा आं तेन तेन सह वैद्यालये के सन्ति रक्तपरीक्षादिकं कृतं वा तस्य रक्तपरीक्षादिकं कृतं वा रिपोर्ट् रिपोर्ट् आगतं रिपोर्ट् आगतम् इति मन्ये हा हा हा एवम् एवं चिन्ता मास्तु चिन्ता मास्तु सर्वं सम्यक् भवति आम् आम् आम् आम् आम् आम् चिन्ता मास्तु सर्वं सम्यक् भवति हरि ओम् हा इद इदानी इदानीं इदानीं कथम् अस्ति ज्वरः न्यू ज्वरः न्यूनः न्यूनः भवति वा आम् आम् आम् आम् हा चिन्ता मास्तु चिन्ता मास्तु पप्पायादिकं सम्यक् खादयतु हा शीघ्रं शि शीघ्रं गुणमुखः भवति यदा यदा सः गुण यदा सः गुणमुखः भवति तदा एव प्रेषयतु चिन्ता मास्तु हा एवम् एवम् एवं